मम इष्टतमः सङ्गीतज्ञः इळयराजा अस्ति प्रथमं सः साधारणतः परिवारात् आसीत् एकः सामान्यः शिक्षणम् एवम् अभ्यासं नास्ति परन्तु अन्तराष्ट्रियस्तरे एकः मुख्यः गायकः म्यूसिक् डैरक्टर् एवं गायकरूपेण प्रसिद्धः अस्ति तस्य सृजनम् अद्वितीयम् अस्ति भावम् अस्ति सृजनशीलता अस्ति नूतनता एवम् आविष्कारः बुद्धिः अस्ति तस्य सङ्गीतम् एवं गायनम् अद्वितीयम् भवति